हा हरि ओं महोदय नमस्कारः हा अहं प्रकाशः भवतः पादस्य आगतम् इत्युक्तौ मम अग्रिममासे विवाहः अस्ति अतः अतः फ़ोटो फ़ोटो स्वीकरणीयं तर्हि फ़ोटो स्वीकर्तुं भवताम् इच्छा अस्ति वा न वा प्रायः विंशतिः दिनाङ्कः इति

आमां पश्यन्तु रिक्तमस्ति किल तर्हि तर्हि फ़ाटो नयितुं बहू वस्तूनि भवन्ति प्रायः ड्रेस् भवतु मेकप् भवतु इत्यादिकं भवतां पार्श्वे अस्ति वा न वा हा

हा तर्हि फ़ोटो स्वीकरणीयं भवति पुनः फ़ोटो उपरि वीडियो अपि अस्माकम् आवश्यकमस्ति हा विवाहः विवाहः विवाह पुर्वे अपि कुत्रचित् गन्तव्यं भवति तत्रापि फ़ोटो स्वीकरणीयं भवति यथा अहं डार्जेलिङ्ग् मध्ये तत्र गत्वा फ़ोटोशूट् कर्तुमिच्छामि भवान् गन्तुं शक्यते वा प्रयः चिन्तयतु भवान् दिनद्वयं भवतां तत्र स्थगनं भवति कति धनं भवान् नेतुमच्छति अस्तु गमनागमने गमनागमने यदस्ति तत् अहं ददामि सत्यमेव परन्तु भवतां फ़ोटोशूट् एवं च वीडियो कर्तुं कियद् धनं भवताम् आवश्यकं भवतां ऐटं नाम कियद्धनेन भवान् न्यूनं वा अधिकं कियद्धनं भवतां बड्जेट् अस्ति किं शहस्रं वा आम्

आम् अस्तु महोदय डन् अहं स्वीकरोमि अस्तु भवान् तदनीम् आगच्छन्तु हा अं धन्यवादः